मया बहवो मार्गाः न दृष्टाः परं इच्छा तु वर्तते यत् लेह् लाडाक् मार्गः यः वर्तते तत्र गन्तव्यमिति पुनश्च बैकिङ्ग् मध्ये अपि प्रायशः अहं तत्र उपशतकिलोमीटर्स् एव अहं प्रवासं करोमि अतः बहु अनुभवोऽपि नास्ति तत्र गतेषु मार्गेषु मे इष्टकरः तत्र काञ्चिपुरमं यदा आगमं स मार्ग एव बहु इष्टकरः आसीत् यतोहि तत्र सः मार्गः निर्वाहानः आसीत् बहवो जनाः अपि नासन् तत्र गन्तुमपि सः मार्गः सुकरः आसीत् अतो हेतोः मम सः मार्गः इष्टकरः